दृश्यते अनेन इति दर्शनम् इति व्युत्पत्या येन सर्वं तत्वतः ज्ञायते तद्दर्शनं भवति भारतीयज्ञानपरम्परायां दर्शनानि द्विविधानि भवन्ति तानि च आस्तिकानि नास्तिकानि चेति तत्र आस्तिकदर्शनानि पुनः षड्भवन्ति तद्यथा न्यायं मीमांसा योगः वेदान्तः साङ्ख्यं वैशेषिकञ्चेति येषु मम रुचिः सर्वत्र वर्तते अहं सर्वेषामपि दर्शनानां ज्ञानार्जनाय तत्परो भवामि किञ्च मम विशेषासक्तिः न्याये वैशेषिके च वर्तते तत्रत्यविषयप्रतिपादनं मह्यं बहु रोचते न्यायशैली च अत्यन्तं रुचिकरा भवति न्यायेपि नव्यन्यायः समीचिनः मम भाति वैशेषिकोऽपि न्यायदर्शनमिव भवति नव्यन्याये च उभावपि मिलित्वा पठ्येते अन्येषामपि दर्शनानां यथाशक्ति अध्ययनम् अहं करोमि दर्शनेऽपि शाब्दबोधविचारेषु मम महती रुचिः वर्तते परस्परं खण्डनमण्डनादिकं विचार्य मतिः तीक्ष्णा भवति